मम इष्टतमं पर्यटनस्थानं सम्बन्धिनां गृहं सम्बन्धिनां गृहम् एव मम अत्यन्तम् इष्टं कदाचित् बहिः एवं पर्वतस्थलम् अथवा देवालयं वा गच्छामः तत्र दर्शनं प्राप्य वा अथवा नदीनां पर्वतानां सौन्दर्यं दृष्ट्वा आगच्छामः किन्तु जनैः सह सम्भाषणं तैः सह वसनं तेषां समस्याः तेषाम् आ आनन्दक्षणानाम् अनुभवः तत् मम अत्यन्तम् इष्टः अतः अहं पर्यटनम् इति चेद् सम्बन्धिनां गृहमेव अहम् आधिक्येन गच्छामि विशेषेण मम मातुः सम्बन्धिनः ये वर्तन्ते तेषां गृहगमनं मम अत्यन्तम् इष्टं तत्र विशेषेण विशेषखाद्यानां स्वीकारः मम अत्यन्तम् इष्टः किञ्च तत्र सम्भाषणं रात्रौ विलम्बेन स्वापः सं सम्भाषणेन कालः याति तत्र अत्यन्तम् इष्टः अतः सम्बन्धिनां गृहम् एव अहं विशेषेण गन्तुम् इच्छामि